मया ज़ोमोटो द्वारा खादितुम् ईषत् भोजनम् आर्डर् कृतम् आसीत् तत्र अज्ञात्वा मया केचन मया खादितुम् अनिष्टतमाः अपि भोजनानि मया आर्डर् कृतानि वर्तन्ते अतः कृपया अहं इदं प्रार्थये यत् मम कृते यद् नापेक्षितं तच्च अहं मेसेज् द्वारा प्रेषितं प्रेषितवान् वर्त वर् अस्मि तच्च दृष्ट्वा यद् नापेक्षितं तद् ततः निवारयन्तु इति यदपेक्षितं तत् केवलं योजयित्वा प्रेषयन्तु इति अहं तत् कम्पनिजनान् प्रार्थये